अहम् एच् पी संस्थायाः नूतनं लेप्टोप् एकं स्वीकृतवान् तस्य मूल्यं त्रिंशत्सहस्रं यावत् आसीत् तस्मिन् मूल्ये एतदुपकरणं बहुसम्यक् अस्ति इत्येव ज्ञायते अत्र विद्यमान साफ्ट्वेर्स् समीचीनानि सन्ति एवम् मध्ये मध्ये स्थगनम् इत्यादि समस्याः न अनुभूताः आन्लैन् माध्यमेन कक्ष्याः स्वीकर्तुं केमराऽपि बहु सम्यक् अस्ति एवमेव अस्य उपकरणेन सममेव एकः स्यूतः प्राप्तः अपि च एतद् विहाय वर्षत्रयस्य वारण्टि अपि इयं संस्था दत्तवती